शिक्षाप्राप्तिविषये तन्त्रज्ञानस्य महत् योगदानं वर्तते मह्यं संस्कृतं रोचते अतः अहम् एतस्मिन् विषयेव वदामि कोरोनाकाले ऐऐटि स्यान्स्क्रिट् क्लप् ऐऐटि रूकि द्वारा चालिता एका कक्षा आसीत् सुभाषितं संस्कृतम् इति तन्त्रज्ञानम् अस्ति इति कारणतः अहं तत्र तस्मिन् कक्षायां भागं स्वीकृतवती पञ्चस्तरेषु अपि उत्तीर्णाः अभवं तदनन्तरम् पत्राचारद्वारा संस्कृतस्य पठनविषये अपि कोरोनाकाले आन्लैन् कक्षाः अभवन् अभवन् तत्र कोविडः पर्यन्तं प्राप्तिः तेनेव माध्यमेन जातम् इदानीमपि अहम् आन्लैन् माध्यमेन कक्षाः चालयन्ती अस्मि कक्षा विषयेषु अधिकम् अध्यापनार्थम् इदानीं यूटूब्मध्ये यानि मुद्रणानि सन्ति तेषां साहायं स्वीकरोमि अन्तरजालीय पञ्जीकरणं कृत्वा द्वित्राणि कोर्सस् मया पठितानि वाल्मीकीय रामायणस्य ई पुस्तकं प्राप्तं तस्य पठनं किञ्चित् कृतम् अतः तन्त्रज्ञानं शिक्षायाः विषये बहु उपयोगी अस्ति